हरि ओम् हरि ओम् हरि ओम् नमो नमः महोदय शुभसायङ्कालः महोदय मम दन्तवेदना अस्ति महोदय एकमासत् आरभ्य अहं दन्तवेदना मम दन्तपीडा अस्ति तेन बाधोस्मि अहम् आं चर्वनसमये वेदना आगच्छति महोदय अहं खादितुं न शक्तवान् खादितुं न शक्नोमि

इतोपि दन्त दन्तवेदना अस्ति तावदेव दन्तस्य समस्याः शिरोवेदना शिरोवेदना अपि आगच्छति महोदया किमर्थं दन्तवेदना कारणेन अहं खादितुं न शक्तवान् तेन बुभुक्षोस्मि अहं तेन शिरोवेदना आगच्छति मध्ये मध्ये

मधुरं अधिकं न खादामि आम् तेन कारणेन दन्तः

चर्वनं सम्यक् न करोमि महोदया तेन उदरवेदना अपि आगच्छति जीर्णव्यवस्था मम सम्यक् भग्नं जातं महोदया किं करोमि महोदय महोदय मध्याह्णे अद्य किमपि न खादितवान् महोदय

आम् अवश्यं आगच्छामि अवश्यं आगमिष्यामि अस्तु महोदय स्वागतं